भारतीयकलाविषेशाः न नष्टाः अपितु केचन एव इति मन्ये पूर्वं बहवः जनाः कृषिकाः आसन् इदानीं बहवः जनाः पट्टने जीवनं यापयन्ति सन्ति यापयन्तिः सन्ति ते सस्य प्ररोहणावधौ दीयमानानि बहूनि प्राकृत गीतानि आसन् गोचारण प्रसङ्गे गीयमानानि प्राकृतानि पद्यानि आसन् कासारे कार्यकरणसमये तेषां मुखतः बहूनि प्राकृतगीतानि आसन् तानि इदानीं बहवः नष्टप्रायाणि स्थिते अस्ति